आम् अहं फ़ेस्बुक् ट्विट्टर् इण्टर् इन्स्ट्राग्राम् इत्यादीनां सामाजिकमाध्यानां माध्यमानाम् उपयोगं करोमि एव तत्र उत्तमाः विचाराः भवन्ति अनुत्तमाः विचाराः अपि भवन्ति मह्यं किं रोचते तदहं पश्यामि तत्र कोऽपि संस्कृतसम्बन्धाः विषयाः सन्ति वा अथवा अस्माकं ग्रामसम्बन्धाः विषयः सन्ति वा इति अहं पश्यामि पुनः तत्र अध्ययनविषयसम्बन्धाः सन्ति वा इत्यपि कदाचित् अहम् अन्वेषणं करोमि तत्र पुनश्च कदाचित् अहं उत्तमाः विचाराः सन्ति चेत् संस्कृतसंस्कृतिसम्बद्धाः विचाराः सन्ति चेत् अहम् प्रेषणं करोमि पोस्ट् करोमि कदाचित् अर्धघण्टा वा अथवा एकघण्टां वा तत्र समयं यापयामि यदि फ़ेस्बुक् वाट्सप् ट्विट्टर् यदि उद्घाटयामः तत्र पश्यन्तः भवाम तदा समयः कथं गच्छ गच्छति इत्येव न ज्ञायते कदाचित् घण्टाद्वयम् वा गतं भवति